अस्माकं देशे अदिकांशाः जनाः सर्वकारीयचिकित्सालयेषु गच्छन्ति परन्तु सर्वकारीयचिकित्सालयेषु कश्चन अविरोगिनां कृते परियाप्तुं सुविदां ददाति इदि अहं न अनुभवामि कदाचित् चिकित्सालये रोगिणः खण्डखण्डानन्तरं वैद्यस्य प्रतिक्षां कर्तुम् अर्हन्ति केचित् चिकित्सालये रोगिनः कृते पर्याप्तम् औषधं न प्राप्यते अधिकांशाः बहिः गत्वा निजि दत्तुकानात् औषधानि गृह्णाति केचन सर्वकारीयचिकित्सालायाः सर्वदा स्वच्छा न सन्ति तेषां प्रशासनम् अपि सम्यक् नास्ति अतः बहु क्लेशाः वर्तन्ते